आं हरिः ओम् आं वदतु भवान् कुत्रास्ति अहं मार्गे अस्मि भवान् न आयाति कथं विलम्बेन करोतु महोदय अत्र बहवः जनाः अत्र सन्ति ट्रेफिक् अपि अस्ति ओ हो एकवारं पश्यतु के अन्यमार्गः अपि अस्ति तत्र एकवारं पश्यतु मार्गं रिक्तः मार्गः रिक्तः अस्ति तत्र एकवारम् आनयतु आं महोदय एव अहं पश्यामि अहं महोदय मार्गं तु अस्ति परन्तु सम्यक् नास्ति शीघ्रम् आयातु आं महोदय आम् आयामि